अहं तु पुस्तकं पठित्वा उच्चैः हसितवती इति कदापि नास्ति एव नाम पुस्तकपठनेन हासः आगच्छति कदाचिद् हास्यप्रसङ्गः अस्ति चेत् उच्चैः हासः तु विशेषतया अहं चिन्तयामि सम्भाषणे परस्परं यदा सम्भाषणं भवति बहुजनाः मिलित्वा हास्यप्रसङ्गं वदामः तादृशसन्दर्भे उच्चैः हासः भवति विना मम तु पुस्तकं पठित्वा उच्चैः हासः नास्ति हास्यप्रसङ्गात् च सामान्य हासः भवति तावदेव